मम शक्तिः तथा दौर्बल्यं किम् इति चिन्तामि चेत् शक्तिस्तु भारतीयसंस्कृतिविषये मम महती प्रीतिरस्ति श्रद्धा च वर्तते दौर्बल्यं किम् इति प्रश्ने प्रश्ने क्रियते सति तत्र बहवः दौर्बल्याः सन्ति इति मया वक्तव्यमस्ति तत्र उक्तमस्ति षड्दोषा पुरुषेणेह हातव्या भूतिमिच्छता निद्रा तन्द्रा भयः क्रोधः आलस्यं दीर्घसूत्रता इति तत्र एते षड्दोषाः मयि सन्ति एव एते षड्दोषाः मात्रम् इति न इतोप्यधिकदोषाः सन्ति अग्रे एकस्य एते एतेषां दोषाणां न्यूनता करणीयम् इति अपि मनसि विचारः अस्ति